प्रणामः अत्र शारीरिकं मानसिकं स्वास्थ्यं प्रति युद्धकला युद्धकला अहम् अत्र तद् व्यायामम् इति स्वीकरोमि शारीरिकं मानसिकम् पुरोगत्यर्थं स्वास्थ्यर्थं तद् व्यायामः अत्यन्तमपेक्षितः तद् किं वदामः तावद् वक्तुं न शक्नुवन्ति तावद् तद् अत्यन्तमपेक्षितमस्ति वयं सर्वे इदानीम् धनसम्पादनार्थं तदेव प्रधानम् इति चिन्तयामः ततोपि अस्माकं स्वास्थ्यमेव यस्य स्वस्थं शरीरमस्ति सः एव सम्यक् धनिकः यस्य किमपि रोगः नास्ति डैबिटीस् मधुमेहः नास्ति सः एव लोके अधिकः धनिकः इति चिन्तयामि अतः मानसिकं शारीरिकं स्वास्थ्यं तु अस्माकं प्रथमगणना वयं दातव्यम् तेभ्यः इति चिन्तयामि तदर्थं वयं प्रतिदिनं वा व्यायामं तद् निश्चयेन क करणीयम् अहमपि यावत् शक्यं प्रयत्नं करोमि तादृशं सूर्यातपम् अपि स्वीकरोमि अनन्तरं शारीरिकं मानसिकं स्वास्थ्यं युद्धकला तत्र केरळामध्ये तद् कळरिपयट् अस्ति तद् जनानाम् आरोग्यार्थं बहु उत्तमस्ति कराटे अपि तादृशं बहु जिं तादृशानि सन्ति तेभ्यः ये तत्र जा गच्छन्ति तेषां मनश्शक्तिः अपि वर्धयति इदानीं छात्राः विद्याभ्यासे परीक्षायां मार्क् एव चिन्तयन्ति ततोपि तेषाम् स्वास्थ्यं वा आरोग्यमपि ततोपि यावद् मार्क् प्रधानमस्ति तावदेव अस्माकं तावद्वा ततोपि अस्माकम् आरोग्यमपि अतीव प्रधानम् इति चिन्तनीयम् अहं चिन्तयामि धन्यवादः